मम चित्रग्रहणे मम आसक्तिः वर्तते चित्रं गृहीत्वा अनन्तरमहं तत् तस्य दर्शने अपि अत्यन्तं सन्तोषम् अनुभवामि अनन्तरं पश्यन्ती भवामि चित्रं ग्रहीतुं कुत्रचित् प्रवासम् अगच्छः किं तु न तथा साक्षात् योजनां कारयित्वा केवलं चित्रग्रहणाय कुत्रापि न गच्छामि किं करोमि यदा कदापि कुत्रापि गच्छामि तस्मिन् समये एव चित्राणि स्वीकरोमि कदाचित् चित्राणि स्थानस्य भवन्ति कदाचित् चित्राणि जनः जनस्य जनानां भवन्ति तथा ग करोमि कदाचित् तु सामान्यजीवनं यत् मम भागे चलति अस्माकं मम परितः अस्ति तस्मिन् विषये अपि चित्रं स्वीकर्तुम् अहम् इच्छामि तादृशानि चित्राणि कदाचित् किं भवति अनन्तरं पश्यामः चे तेन तस्य दिनस्य पुनः स्मरणं भवति तेन स्मरणेन वयं पुनः सन्तोषम् अनुभवामः अथवा यः अनुभवः अभवत् तस्मिन् विषये चिन्तयामः तेन कदाचित् अनुभवेन भिन्न भिन्न भिन्नभिन्न अनुभवेन अस्माकं ज्ञानं भवति वा किमपि ग्रहणं भवति तादृशग्रहणं पुनः स्मारणं भवति यदा वयं तत् चित्रं पश्यामः कदाचित् तु किमपि जनस्य भवति चेत् तस्य स्मरणं भवति एतादृश अस्ति निश्चयेन किन्तु कदाचित् भारते पश्यन्तु सुन्दराणि स्थानानि सन्ति अथवा तादृशानि अत्यन्तं पुरातनानि स्थानानि सन्ति यत् द्रष्टुं वयम् इच्छामः द्रष्टुम् इच्छामः तु चित्रग्रहणमपि इच्छामः एव तर्हि तादृशानि स्थानानि निश्चयेन सन्ति ममापि अहं गन्तुम् इच्छामि यथा अहम् असामप्रदेशे कदापि न गतवति अतः असामप्रदेशे किं किम् अस्ति कथम् अस्ति इति द्रष्टुं गन्तुं गन्तुम् इच्छामि तत्र गत्वा प्रवास समये चित्राणि गृहि स्वीकर्तुम् इच्छामि एव पुनः किमस्ति अहं राजस्थानप्रदेशे अपि न गतवती तस्मिन् राजस्थानप्रदेशस्य इतिहासः वा पुरातनानि तत्र तादृशः राजानः अभवन् येषां गाथादिकं प्रसिद्धम् अस्ति तर्हि तत् पश्यतु वयम् एकैकस्य एकैकस्य जीवनमपि पश्यामः अथवा ते जीवनस्य पठनेन अथवा अस्मा तत् स्मरणेन अपि ऊर्जां प्राप्नुमः अनन्तरं तत्र तत्रस्थ स्थापत्यकला अपि भिन्ना अस्ति तेन कारणेन तत्र भवनानि भिन्नतया निर्माणं भवन्ति अनन्तरं यत्र अहं वसामि तत्र तु सैकादिकं तथा नास्ति बहु सिकतादिकं बहु नास्ति तर्हि तत्र तु सिकदा दयाः तस्य पर्वतः एव अथवा पूर्णमरुस्थलमेव अस्ति अतः तादृशस्य मरुस्थलं मरुस्थलस्य अनुभवं कृत्वा आगन्तुम् इच्छामि तत्र मरुस्थलं तत् प्रातःकाले कथं दृश्यते तस्य चित्रं स्वीकर्तुम् इच्छामि मध्याह्ने तत् कथं भवति एतदपि चित्रं निश्चयेन भिन्न भिन्न रीत्या बहिः कथं भासते अन्ते कथं भासते एतादृशं चित्रं स्वीकर्तुम् इच्छामि पुनः सन्ध्याकालस्य सूर्यास्तं तत्र अत्यन्तसुन्दरं भवति मरुस्थले इति वदन्ति अतः तस्यापि चित्राणि अहम् स्वीकर्तुम् इच्छामि एतादृशानि चित्राणि सङ्गृहीत्वा अनन्तरं जीवनपर्यन्तं मध्ये मध्ये तेषां दर्शनेन पुनः पुनः मरुस्थलस्य स्मरणं कृत्वा सुखम् अनुभवामि इति चिन्तयामि